आमामां कुशली उच्यतां कथमस्ति भवान् कथमस्ति आमां रिक्तः अस्मि वदतु आं आमां गणपतिपूजनं वर्तते आं तदेव तस्मिन् विषये मयापि भाषणीयमासीत् तत्र अस्माकं कोलोनि मध्ये एव किमपि पूजा अधिकम् आचरणीयं दिनत्रयात्मकं वा दिनपञ्चात्मकं आम्

एवं दायित्वादिकमपि दत् दातव्यं भवति कः कीदृशं कार्यक्रमं कः चालयतीति सांस्कृतिककार्य इति करणीयः खलु पुनः प्रसादवितरणादिकं सर्वं कथं एकः वित्तकोश वित्तं कथं किं किं धनमागतं एकः सः तत् पश्येत् केचन सम्यक् कार्यकर्तारः अपेक्षन्ते अतः एवं बहवः सन्ति एवं भवानपि अस्ति भवान् भवानपि भवानपि तद्दायत्वं स्वीकरु स्वीकर्तुं शक्नोति एवं राजेन्द्रः इत्यादयः सन्ति तुरुणः इत्यादयः सन्ति ते सर्वथा निष्कल्मषाः भवन्ति अतः ते धनं सम्यक् स्थापयन्ति भवान् किं चिन्तयति तस्मिन् विषये एवं तस्य तस्य तस्य पत्नी अपि एवमां तस्य पत्नी अपि सम्यक् गीतादिकं गायति अतः तौ द्वौ मिलित्वा तत् चालयतः तर्हि राजेन्द्रस्य कृते धनादिकमां धनादिकं तस्य तस्य डिपार्ट्मेन्ट् भवति सः तथा करोति एवमितोऽपि प्रसादादिकं किं किं निर्मातव्यं एवम् एवं ब्राह्मणः इत्युक्ते कः भवति तथा सम्यक् भवति वैदिकपण्डिताः भवन्ति चेत् सम्यक् भवति एवं पुनः प्रत्ये प्रत्येकं गृहं गत्वा कियद्धनं स्वीकर्तव्यम् इति निश्चयः कार्यः सर्वेऽपि तावदेव तत्र तथा दरिद्रः नास्ति सर्वेपि व्यवस्थाययुक्ताः सन्ति सर्वेपि धनं दातुं शक्नुवन्ति एवं तर्हि एकं कार्यम् एकं कार्यं कुर्मः गत अग्रिमदिने नाम श्वः एकं समावेशं स्थापयामः तर्हि सर्वेऽपि आगत्य तत् चिन्तयन्ति यदि सर्वेऽपि मेलनीयाः सर्वेषां कार्यक्रमः खलु अस्तु अस्तु तर्हि श्वः मिलाम आम् आं सूचना अहं ददामि कस्मिन् समये आगन्तव्यमिति अस्तु तर्हि आं रां राम्